द्वे तमवर्षस्य द्विसहस्रतमवर्षस्य मार्च् मासस्य द्वादशदिनाङ्क द्विसहस्रतमवर्षस्य अक्टोबर् मासस्य चतुर्थदिनाङ्कः द्विसहस्रतमवर्षस्य फे़ब्रुवरि मासस्य चतुर्दशदिनाङ्कः द्वीसहस्रं तम द्विसहस्रं मासः किं द्विसहस्रतमवर्षस्य डिसेम्बर् मासस्य चतुर्थदिनाङ्कः द्विसहस्रतमवर्षस्य मार्च् मासस्य प्रथमः दिनाङ्कः